दर्शनं दृश्यते अनेन इति दर्शनम् इत्युक्ते यत्शास्त्रं किं सत्यं किमसत्यम् इति विवेकं जनयति तत्शास्त्रं दर्शनम् इति कथ्यते तानि च दर्शनानि द्विविधानि आस्तिकानि नास्तिकानि चेति वेदाः प्रमाणत्वेन ये यैः स्वीकर् स्वीक्रियन्ते ते आस्तिकाः वेदाः प्रमाणत्वेन यैः न स्वीक्रियते ते नास्तिकाः इति कथिताः दर्शनशास्त्रेषु मोक्षः एव फलत्वेन निरूपितः स च मोक्षः तेषां तत्तद्दर्शनानां प्रतिपादितानां तत्वानां सम्यग्ज्ञानेन भवति दर्शनशास्त्रेषु प्रमाणानि कानिचन कथितानि तत्वानि च कानिचन कथितानि प्रमाणैः प्रमा जन्यते तेन प्र तया प्रमया तत्वानां सम्यग्ज्ञानं भवति सम्यग्ज्ञानेन एव मोक्षः भवति मम पाठ्यक्रमे दर्शनविचाराः बहवः सन्ति तेषाम् अध्ययनवेलायां काश्चन जिज्ञासाः आगताः तासां जिज्ञासानां शान्तये अहं दर्शनशास्त्राणाम् अध्ययनम् प्रारब्धवान् एतेन मम आसक्तिः दर्शनशास्त्रेषु उत्पन्ना पुनश्च दर्शनशास्त्राणां सम्यग्ज्ञानं सम्पादयामि इत्येव मम प्रेरणा अध्ययनम् अग्रे नयन्ती वर्तते